आं शालासम्मेलनेषु मया एकवारं भागः गृहीतः अस्ति तदानीम् अहं महाविद्यालये महाविद्यालये पठन्ती आसम् हास्टेल्मध्ये वासः आसीत् हास्टेल्व्यवस्था समीकरणार्थम् एकं दिनं यावत् वयं सत्याग्रहं कृतवन्तः सर्वेषां बहु उत्साहः आसीत् वयम् उच्चैः आप्तवाक्यानि उक्त्वा समूहगीतं गीत्वा निराहारं भूत्वा तद् दिनं व्यापितवन्तः मिलित्वा लक्ष्यं प्राप्स्यामः इति अस्माकं विश्वासः आसीत् आदिनं वयं सत्याग्रहं कृतवन्तः अन्ते प्राध्यापकः आगतवान् श्रान्तान् अस्मान् दृष्ट्वा शीघ्रं समीकरण कार्याणि भविष्यन्ति इति प्रतिज्ञां दत्तवान्